अहं सर्वदा शास्त्रोक्तगायनम् आधिक्येन करोमि शास्त्रोक्तगायनम् अर्थात्

कारणं यदस्ति मम शास्त्रोक्तसाङ्गीते विविधाः रागाः सन्ति विविधाः रागाः विभिन्नकाले काले गायनं गातुम् अर्हन्ति यदि वयं तोडीरागस्य यदि वयमभ्यासं कुर्मः तर्हि तोडीरागः प्रातःकाले तोडीरागः प्रातःकाले एवं भैरवरागस्य गायनं प्रातःकाले भवति अतः एवमेव भूपालीरागः रात्रौ गीयते मालकंस् रागः च रात्रौ हा रात्रौ गायनं हा भविष्यति अतः समये समये विविधाः विविधाः रागाः विविधानां रागानां सः समयः भवति गायनं भविष्यति अतः स्वस्य जीवने अपि तेषां प्रभावः भवति अतः मह्यं सः शास्त्रोक्तगायनम् अधिकाधिकं रोचते तस्य वैशिष्ट्यं यदस्ति किं रागानां गायनं विविधसमयानुसारेण भवति भवति एवमेव विविधेषु समयेषु ये अणुरेणुपर्माणुः वातावरणे भवन्ति ते अपि अस्माकं शरीरं प्रविश्य उत्तमोत्तमम् अनुभवं वयं ज्ञातुं शक्नुमः अतः मह्यं शास्त्रोक्तगायनं रोचते